पूर्व उत्तरभारतस्य असमराज्यस्य समृद्धा सामाजिकी संस्कृतिः विरासता च अस्ति अत्र अस्य सामाजिकसास्कृतिककार्यक्रमाणां केचन प्रमुखतत्त्वानि सन्ति बिहुमहोत्सवः असमदेशे बिहुः सर्वाधिकप्रसिद्धः उत्सवः अस्ति अयम् उत्सवानां शृङ्खलः अस्ति यत्र रोङ्गालिबिहुः सर्वाधिकमहत्त्वपूर्णः अस्ति अस्मिन् पारम्पर्ये एकं लोकनृत्यं सङ्गीतं भुज्यभोजनं च अन्तर्भवति सांस्कृतिकसंरक्षणं असमसाहित्यसभा तथा विभिन्नाः सांस्कृतिकम् एका डिमिसंहितं असमीयसंस्कृतेः संरक्षणाय प्रवर्धनाय च संस्थाः उपकर्म च कार्यं कुर्वन्ति एते तत्वानि असमस्य जीवन्तं सामाजिकं सांस्कृतिकं च योगदानं ददति तस्य विविधतां तस्य जनानां गहनमूलपरम्पराणां च प्रदर्शनं कुर्वन्ति पारम्परिकनृत्यसङ्गीतम् असमदेशे ब्रिहुनृत्यं सत्रियनृत्यं शास्रियम् असमीयनृत्यम् इत्यादिभिः पारम्पर्यनृत्यरूपैः प्रसिद्धः अस्ति बिहुगीतानि डुहोल्पेपा इत्यादीनि पारम्परिक बाद्ययन्त्राणि च असमसंस्कृतेः अभिन्नं भागं भवति सत्रं सत्रियाः मठसंस्थाः सन्ति ये सत्रियसन्स्कृतेः कलारूपस्य च प्रचारं कुर्वन्ति असमीयपरम्पराणां संरक्षणाय प्रवर्धने च तेषां महती भूमिका अस्ति सांस्कृतिकघटनाः असमदेशे वर्षवरे विविधाः सांस्कृतिककार्यक्रमाः उत्सवाः च भवन्ति यथा मजुलि महोत्सवः दिहिङ्गपटकाय् महोत्सवः अम्बुवाचि मेला च हस्तशिल्पकला च राज्यम् जटिलहस्तशिल्पानां कृते प्रसिद्धम् अस्ति यत्र वेणुवाद्य उत्पादाः कुम्भकाराः पारम्परिकाः असमीय आभूषणाः च सन्ति असमीयभोजनम् असमदेशे विविधाः पाकशालाः अनुभवः प्राप्यते अस्मिन् भोजने असमचायः मत्स्यकरी तण्डुलाः विविधाः देशीयाः हरितवृक्षा औषधीः च इत्यादि भोजनानि सन्ति